अहं स्वगृहं मार्जनं करोमि मार्जनीमाध्यमेन पोञ्छनमाध्यमेन च स्वगृहं मार्जनं करोमि स्वगृहे भूमेः उपरि गोमयस्य उ उपयोगं भवति यथा मृत्तिका चूलिका भवति तस्योपरि गोमयस्य उपयोगः उपयोगं करोमि तस्य लाभः अयमस्ति यत् यत् मृत्तिका चूलिका स्वच्छः भवति तत्र अनेके हि क्षुद्रजन्तूनां च नाशः अपि भवति तत्र शोभनम् अपि प्रतीयते तस्य लाभः अयमस्ति यत् मृत्तिकया सुगन्धः अपि आगच्छति तत्र शीतलमपि व वर्तते प्राचीनकाले यत् जनाः स्वगृहस्य भूमेः उपरि गोमयस्य उपयोगं कुर्वन्ति अधुना अपि केचन कुर्वन्ति तत् तस्य लाभः अयमस्ति यत् तद्गृहं तद्गृहं शीतलं शीतलञ्च भवति ग्रीष्मकाले च आतपः घर्मः स्वल्पः प्रतीयते और् शरत्काले च शरत्काले च शीतः अपि स्वल्पः एव प्रतीयते